मम क्षेते तु क्रीडापटूनां प्रशिक्षणार्थं त्रीणि केन्द्राणि सन्ति तत्र विशेषता इति किमपि नास्ति त्रिषु क्रीडाङ्गणेषु एतत्तु समानव्यवस्था एव भविष्यति एकत्र विशेषता अस्ति किम् इत्युक्ते यदि ते क्रीडापटुः यदा कदापि इत्युक्ते प्राक्टिस् कर्तुं क्रीडाङ्गणे एव प्रेक्टिस् कर्तुम् इच्छन्ति चेत् तेषां कृते अवकाशं दापयन्ति तत्रैव गत्वा क्रीडाङ्गणं दृष्ट्वा तत्रैव प्रेक्टिस् कृत्वा आगन्तुं शक्नुवन्ति तादृशः तादृशः विशेषव्यवस्था अस्ति तदेकं विशेषता अस्ति अन्या एका विशेषता इत्युक्ते सर्वे क्रीडापटूनां एकः एव विशेषता इति किमपि न भविष्यति तथा किमपि अहं न वदामि बहवः स्थानेषु बहु क्रीडापटुः क्रीडापटूनां कृते प्रशिक्षणं तु निश्चयेन आवश्यकं तस्य विशेषक्रीडाकेन्द्राणि सन्ति ते इत्युक्ते तादृशविशेषक्रीडाकेन्द्राणि सन्ति चेत् क्रीडापटूनां कृते अपि बहु सम्यक् भविष्यति इत्युक्ते तेषाम् आगमनं गमनं समयः अवशिष्यते तादृशाः उत्तमाः उप सुविधाः उपलभ्यन्ते अन्यत्तादृशविशेष उपसुविधा इत्युक्ते अन्यत् किमपि नास्ति